अधुना एकं नूतनं व्यापारम् आरब्धुं मम आशा अस्ति अधुना अहं भगवद्गीतायाः अध्ययनं भागवतस्य अध्ययनं कुर्वन् अस्मि अधुना लेसर् एन्ग्रेविङ्ग् इति कश्चन टेक्नीक् अस्ति तत् कर्तुं यन्त्राणि अपि वयं विक्रेतुं विक्रेतुं शक्नुमः सो तादृशं यन्त्रं स्वीकृत्य अनेकेषु स्थलेषु उदाहरणार्थं चषके वा अथवा पत्रे वा अथवा काष्टे वा सन्देशान् वयं एन्ग्रेव् कर्तुं शक्नुमः अतः मम व्यापारस्य चिन्तनम् अस्ति उदाहरणार्थं भगवद्गीतायाः एकं श्लोकं स्वीकृत्य वयं दूरवाण्याः पृष्टभागे वा अथवा चषकस्य उपरि वा अथवा काष्टस्य उपरी डिस्प्ले रीत्या किमपि कृत्वा तस्मिन् तत् तस्य उपरि भिन्नभिन्नसन्देशान् एन्ग्रेव् कर्तुम् अहम् इच्छामि तादृशं व्यापारम् आरब्धुं मम इच्छा अस्ति तन्निमित्तं यन्त्रस्य क्रयणं कर्तुं किञ्चित् अधिकं धनम् आवश्यकम् अपि च विज्ञापनस्य व्यवस्था अपि करणीया सो ता तथा अहं कर्तुम् इच्छामि इति इदानीं मम चिन्तनम् अस्ति